अद्यत्वे अद्यत्वे सर्वे कृषिकार्यं बहु निम्नस्तरेण पश्यन्ति किन्तु एकदा सिंहावलोकनं लोकनं कुर्मश्चेत् वयं ज्ञातुं शक्नुमः यत् अस्माकं भारतदेशः कृषिप्रधानदेशः इति यदि कृषकाः कृषि यदि धान्यादिकं न भवन्ति चेत् वयं कथं जीवामः किमर्थं तत्र कर्तुं नेच्छन्ति इत्युक्ते कृषिकार्यं बहु कष्टदायकं भवति धनं तत्र न्यूनं भवति अन्यत् कष्टं तत्र शारीरिकपरिश्रमः अत्यधिकं भवति आदिवसं तत्र कर्तव्यः भवति अन्यत् तस्य महत्वं किम् इत्युक्ते कृषिकार्यं कुर्मश्चेत् आदिवसं प्रकृत्या सः वयं जीवामः तत्र कलुषितम् इत्यादिकम् अत्र पर्यावरण दूषणं वर्तते इदानीम् अद्यतनकाले तत् तत्सर्वमपि तत्र न भवति ये कृषिकार्यं कुर्वन्ति एतदेव कृषिकार्यस्य महत्वं वर्तते